मम कालप्रदर्शिन्यां भागग्रहणं वर्तते चित्रकला तेषां तस्मिन् विषये किम् अभिप्रायः नाम तद् मम इष्टमस्ति कुतः नाम ते तद् कला अभ्यासनेन अस्माकं मैण्ड् फ़्रेश् भवति नाम पठित्वा पठित्वा यदा आलस्यम् आगच्छति तदा अहं चित्रकलां कर्तुम् इच्छामि पुनः तेन किं तेन करणेन मम मैण्ड् फ़्रेश् इति भवति अतः मम इष्टं वर्तते चित्रकला तेन अहं शेडिङ्ग् इत्यादिकं करोमि बहु सन्तोषः मया अनुभूयते अतः तां कलां तां चित्रकला यः विषयः वर्तते सः वि सः विषयः अत्यन्तं उत्तमः इति अहं वक्तुमिच्छामि किं यदा अहं तं तं विषयं स्वीकृत्य तस्मिन्विषये यदा अहं अभ्यासम् अभ्यासं कुर्वन्नस्मि यदा कृतवान् तदा मह्यं बहु विश्वासः इति आगतम् आगतं तदर्थं तद् समीचीनम् इति मम अभिप्रायः उत्तमम् इति वक्तुम् इच्छामि यदि एषा कला न चिनोमि न इ इष्टं मया न अनुभूयते अनुभूयते तदा अहं क्रीडाविषये गन्तुम् इच्छामि तत्र द्वितीयं वर्तते इष्टकरी क्रीडा